अस्माकं राज्यस्य आन्ध्रप्रदेशस्य संस्कृतिविशेषे संसुतभाषायाः योगदानम् अस्ति महत् रूपेण एव किमर्थम् इति चेत् तिरुपतिक्षेत्रे नित्यकल्याणं पच्चतोरणम् इतिवत् पद्मावतीमन्दिरे एव तिरुमले श्री वेङ्कटेश्वरस्य मन्दिरे वा दिनं प्रतिदिनम् अपि यथानुकूल ग्रन्थेषु प्रवचित विचारानुगुणं आगमग्रन्थाः वैखानसागमः पाञ्चरात्रादि ग्रन्थाः भवन्ति तत्र देवालयेषु क्रियमाणं कार्यं किं इति विचारः प्रदत्तः वर्तते तदा अनुसरणेन सर्वत्रापि सन्दर्भानुगुणं संस्कृति विशेषसन्दर्भे ब्रह्मोत्सवः परिपाल्यते पञ्चमीमहोत्सवः तिरुचानूर् मन्दिरे तत्र अनुष्ठीयते एवमेमे तिरुमले अपि तत्र ब्रह्मोत्सवः तत्र गरुडोत्सवः प्रदानेनपि अनुष्ठीयते जगत्पसिद्दविचाराय सर्वे अपि जनाः भागं गृह्णन्ति